अहं तु भौतिकपुस्तकानि पठितुम् इच्छामि ईपुस्तकानि तु नैव किमर्थं मम पार्श्वे भौतिकपुस्तकानि नाम साक्षात् पुस्तकम् अस्ति चेत् तस्मिन्नेव रुचिं स्थापयामि दूरवाण्यां वा लेप्टाप् मध्ये यदि पठामि चेत् दृष्टिः नेत्रदृष्टिः झटिति गच्छति अनन्तरं श्राव्यपुस्तकानि अपि सृत् सृतानि मया तथा ओडियो माध्यमेन भवन्ति तदपि सम्यक् भवन्ति यदि अहं परिवहनेऽस्मि कुत्रापि गच्छन् अस्मि चेत् ध्वनियन्त्रं स्वीकृत्य कर्णे आदाय अहं तत् सर्वं स्वि स्र् श्रोतुं शक्नोमि तदपि सम्यक् भवति परञ्च ईपुस्तकानाम् अपेक्षया तु भौतिकपुस्तकान्येव सम्यक् भवन्ति तेन अस्माकं नेत्रदृष्टिः न गच्छति तत् उपनेत्रं झटिति नागच्छति नेत्रेषु आयुः सम्यक् भवति धन्यवादः